परोपकारः पुण्याय पापाय परपीडनम् अष्टादशपुराणेषु व्यासस्य वचनद्वयम् इति व्यासोक्त्या एव पुराणानां महत्वं किम् इति ज्ञायते आधुनिकसमाजे भारतीयसंस्कृतौ पुराणानि अन्तर्गतानि यतः पुराणेभ्यः एव बहुविधस्तोत्राणि ललितासहस्रनामस्तोत्रं भवतु इत्यादिकानि अन्यानि बहुविधस्तोत्राणि व्रतानि दीक्षा आचाराः इत्येवं बहुविधसंस्कृतिपराः सम्प्रदायपराः विषयाः पुराणेषु एव सन्ति पुराणेभ्यः एव मानवः प्राप्नुवन् अस्ति अतः अवश्यमेव पुराणानि अस्माकम् आचाराणां मूलाधारवत् भवन्ति एव